अन्यया भाषया संस्कृतभाषा प्रभावः प्रभावम् अप्राप वा इति चेत् मम गृहे वयं अहं मम पुत्रेण सह संस्कृतेण वदामि माता किमपि पाकं कुर्वति आसीत् अहं पुत्रम् उक्तवान् किं कुर्वति अस्ति माता इति सः उक्तवान् सा अन्नं बैसी कुर्वति अस्ति इति कन्नडा भाषया बैसूत्तारे इत्युक्ते पाकम् कुर्वति अस्ति इति सः संस्कृते एकं शब्दम् आनीतवान् बैसी कुर्वति अस्ति इति सो अपो एवं भाति अग्रे अग्रे तो एवं बैसी इति एकः शब्दः आगतः एवमेव संस्कृतभाषा भाषायां जनाः यदा वार्तालापं कुर्वन्तः भवन्ति अन्यासु भाषासु शब्दानानयन्ति इति अवश्यं वक्तुं शक्यते